विशेषतः मातृभाषायां लिखितं पुस्तकम् मङ्कुतिमनकग्गा इति टि वि जि मागस्य महाबागस्य पुस्तकं तत् तत् तत् पुस्तकम् अनेकासु भाषासु अनूदितं वर्तते आङ्ग्लभाषायामपि वर्तते तेलुगूभाषायाम् अपि वर्तते तमिलभाषायां केचन श्लोकाः उपलभ्यन्ते अत्र हिन्दीभाषायां सरोजिनी महिषी आख्या लिखितवती हिन्दीभाषायामपि अनूदितवती सा अत एव तदपि अहं पठितवान् प्रत् परन्तु कन्नडभाषायाम् अध्ययनं क्रियते चेत् यादृश्भावः भवति तस्य भावस्पृर्णं तावत् अन्यासु भाषासु विशेषतः अस्य पुस्तकस्य पुस्तकस्य पठनात् न भवत्येव तत्र ये याः याः भाषाः वर्तन्ते तासु भाषासु सौष्टं किञ्चिद्वर्तते तस्य सौष्टवस्य तावत् परिचयं कर्तुं अपरा भाषा नैव समर्था भवति अतैव मातृभाषायाम् अपि यत् अस्माकं मातृभाषायां लिकितानि अनेकानि पुस्तकानि वर्तन्ते विशेषतः एस् एल् भैरप्पा महाशयेन लिखितं तावत् तत्र कादम्बरी इत्यादिकं तावत विश्वास् महोदयेन अनूदितं तदपि पठितुं योग्यमेव वर्तते यथा मातृभाषायां वयं पठामः तादृशभावः एव अनुभवितुं तावत् तस्य संस्कृत अनुवादने अनुवादेन उपलभ्यते अतीवसमीचीनं वर्तते तदपि अस्माभिः पठनीयं भवेत्